नमस्ते महोदय मया कृते गृह निर्माणार्थं ऋणम् आवश्यकम् सैट् अस्ति केवलं गृहनिर्माणार्थं अत्र गिरिनगरे एव अस्ति थर्टि फार्टि अस्ति अस्तु मम समीपे सर्वं खाता सर्वम् अस्ति अहं आनयामि एकस्तर एव अहं शिक्षिका कार्यं करोमि सर्वकार्यशाला आम् आम् आम् अस्ति यानस्य अस्ति द्विचक्रिका स्वीकृतवती आम् आम् अहमेव अस्तु बवतः ब्याङ्क् एव तद् लोन् दत्तवन्तः अस्तु राम् राम् अस्तु श्वः एकादशवादने आगच्छामि